भारतीय सर्वेषु शास्त्रेषु अवश्यं सम्बन्धः वर्तते यत् आयुर्वेदस् आयुर्वेदे शारीरिकस्वास्थ्यरक्षणं मानसिकस्वास्थ्यरक्षणार्थं चिकित्सां धीयते एवमेव योगशास्त्रेपि शारीरिकस्वास्थ्यरक्षणं मानसिकस्वास्थ्यरक्षणं च उक्तम्वर्तते द्वयोः स्वास्थ् मानसिकस्वास्थ्यरक्षणं वर्तते इति कारणात् द्वयोः सम्बन्धः सुतरां वर्तते द्वयोः निर्माणः पूर्वकालादेव आसीत् यथा एतेषाम् आचार्याः एवं सन्ति आयुर्वेदस्य चरकशुश्रुत इत्यादयः एवं योगशास्त्रस्य आचार्यः पतञ्जलिः